शास्त्राध्यनं चिकीर्षुः पूर्वम् अमरकोषकण्ठपाठः सः करो कण्ठपाठं सः करोति चेत् उत्तमम् अष्टाध्यायी अध्ययनमपि तत्र अपेक्षितं भवति अष्टाध्यायी जगन्माता अमरकोषो जगत् पिता इति उच्यते तदर्थं पूर्वं बालपाठरूपेण तयोः ग्रन्थयोः अध्ययनं भवेत् एवञ्च पदपर्दार्थं ज्ञानार्थं कोषादीनाम् अवलोकनम् अपेक्षितम् एव काव्यादीनामपि अवलोकनम् अपेक्षितम् पूर्वं तावत् पञ्चकाव्ये पञ्चमहाकाव्यानाम् अध्ययनं भवति स्म तद्द्वारा तत्र व्याकरणज्ञानम् एवञ्च अन्यशास्त्राणां लघुपरिचयः भवति स्म तदनन्तरं शास्त्राध्ययने सः समर्थः भवति इति तत्र परम्परा वर्तते अध्ययनकाले आचारः विचारश्च उत्तमः एव भवेत् आचारसदृशप्रज्ञः इति उच्यते आचारः यथा भवति तादृश ज्ञानमपि उत्पद्यते इत्यतः सः सदाचारी भवेत् विचारश्च तत्र अन्यविचार अपेक्षया स्वविचारे सः मग्न भवेत् अथवा शास्त्रविचारे श्रद्धालु भवति चेत् तदा सः उत्तमतया पठितुं शक्नोति